नमस्ते फ्लिप्कार्ट् अहं गतमासे गूगल् पिक्सल् सिक्स् ए इति एकं फोन् स्वीकृतवान् तत्र बेट्री बेकप् इत्येतद् किञ्चित् न्यूनं भाति एवं औष्ण्यमपि कदाचित् अनुभूयते इत्युक्ते हीट् भवति अतः इदं द्वयं किञ्चित् नेगटिव् एक्सपीरियन्स् अस्ति मम